नमस्कारः अहं लक्ष्मीप्रिया वदामि शेर्वालीभोजनालयः खलु आगामिदिने त्रिंशत् दिनाङ्के मम जन्मत्सवः वर्तते अतः भोजनार्थं मम मित्राणि आहूतवती तदर्थं भवतां भोजनालयः भोजनस्य व्यवस्था वर्तते भवितुम् अर्हति खलु तर्हि पञ्चासत् जनानां कृते समोसा पानिपुरि पन्नीर् दोसा भेज़् बिर्यानि पन्नीर् बिर्यानि खाजू बर्फी पयोहिमः च आवश्यकः एतत् सर्वं त्रिंशत् दिनाङ्के सायं पञ्चवादने आनीय यच्छन्तु मम गृहम् एकलव्यसंस्कृतविद्द् विश्वविद्यालयस्य पुरतः वर्तते तत्रैव आनीय यच्छन्तु एवं च अर्डर् कुर्वती अस्ति अतः धनमपि न्यूनीकुर्वन्तु धन्यवादः